शिल्पनिर्माणकाले केचन समस्याः आपतन्त्येव बहु मुख्यम् समस्या का इति चेत अस्माभिः यस्मिन् विग्रहं कर्तव्यं भवति तादृश पाषाणखण्डः विग्रहयोग्यः अस्ति वा इति पूर्वं द्रष्टव्यं भवति सामान्यपाषाणखण्डेषु विग्रहनिर्माणं न शक्यते विग्रहनिर्माणार्थमेव विशिष्टाः पाषाणखण्डाः आवश्यकाः भवन्ति पाषाणखण्डानां चयनं बहुकष्टकरं भवति पाषाणखण्डानां चयनानन्तरम् एतत् सम्यक् अस्ति इति निश्चित्य वयं कार्यं प्रारम्भं कुर्मः यदा शिल्पः कार्यं चलति विग्रहस्य निर्माणकार्यं चलति मध्ये अस्माभिः ज्ञायते यत् एतत् पाषाणखण्डस्य अन्तः रन्ध्रः वर्तते तदा तस्मिन् समये तत् निवारणार्थं किमपि उपायः अस्माभिः कर्तुं शक्यते तत् पाषाणं त्यक्त्वा नूतनपाषाणमेव स्वीकृत्य अस्माभिः शिल्परचना कर्तव्यं भवति सामान्यतः यत्पाषाणं स्वीकृतम् तस्य उपरि कुत्र कुत्र किं किम् आगन्तव्यम् इति रचना अस्माकं मनसि कर्तव्यं भवति शिरःकुत्र भवति हस्तौ कुत्र भवतः पादौ कुत्र भवतः एवम् एवञ्च विग्रहस्य स्वरूपं किं वयं कस्य विग्रहस्य रचनां कुर्वन्त स्मः इति पूर्मवे पूर्वमेव चिन्तनीयं भवति रामस्य विग्रहं कुर्मः चेत् तत्र किं किं भवति हस्ते धनुर्भवति बाणः भवति एवमेवं विष्णुविग्रहं कुर्मः चेत् तत्र शङ्खः कुत्र भवेत् चक्रः कुत्र भवेत् एवमेवं चिन्तयित्वा कर्तव्यं भवति यदि अस्माकं चिन्तनं शिल्पशास्त्र अनुगुणं न भवति तदा विग्रहस्य पूजार्हता न सिद्ध्यति अतः यदि वयं कार्यम् आरम्भं कृतवन्तः मध्ये समस्या आगता इति चेत् तदा कलारूपेण किमपि परिवर्तनं कृत्वा निर्माणं कर्तुं तु शक्यते किन्तु तादृश विग्रहस्य पूजार्हता न सिद्ध्यति कलात्मकरूपेण प्रदानं कलात्मकरूपेण प्रदर्शनार्थं वा कस्य कृते दातुं वा तस्य परिवर्तनं कृत्वा तत् विग्रहं वयं निर्माणं कर्तुं शक्नुमः किन्तु सामान्यतः अन्य अन्यकलासु यदि दोषाः भवन्ति उदाहरणार्थं चित्रकला वा एतादृश कार्येषु यदि दोषाः भवन्ति तदा समीचीनं कर्तुम् अन्यत् किमपि वर्णं स्थापयित्वा कर्तुं शक्यते किन्तु शिल्पं यावत् पाषाणस्य उपरि रचना भवति इति हेतोः अत्र दोषः भवति चेत् तत् निवारणं बहु कष्टम् अन्यच्च शिल्पशास्त्रे परिमाणः कथम् उक्तः शिरस्य परिमाणः कः पादस्य परिमाणः कः हस्तस्य परिमाणः कः कण्ठस्य परिमाणः कः नासिकायाः परिमाणः कः एवं लिखितं वर्तते तद्वदेव रचना कर्तव्या इति हेतोः सामान्यतः शिल्पशास्त्रे विग्रहनिर्माणशास्त्रे दोषाः भवन्ति चेत् निवारणं बहु कष्टम् इति मम अनुभवः नमस्ते